कथासाहित्ये काव्येषु च संस्कृतभाषायाः कलात्मकता कथं दृश्यते कथासाहित्ये कथासाहित्ये काव्येषु च संस्कृतभाषा हा नवो नवोन्मेषशालिनी प्र प्रज्ञा प्रथिभा इति एका वाक् एका उक्तिः अस्ति उक्तिरस्ति एकं वाक्यमपि अस्ति नवो नवोन्वेषशालिनी प्रज्ञा प्रथिभा नाम बहू एकस्मिन् आकस्मिन् काव्ये यदी एकं पदं पश्यामश्चेत् तस्य अर्थावगमनेवमेव न भवति किमर्थं नाम तद् नवविधं नवविधमिति न तस्य बहवः अर्थाः भवन्ति इति अस्य अर्थः यदि वयं नाक् यत्किमपि काव्यं पठामः अथवा ये यां कामपि कथां पठामः तदपि कालिदासरचितकथा कथा सर्वं न रचयति यद् काव्यं महाकाव्यं यत्किमपि पश्यामश्चेत् तत्रा तु विशिष्टं विशिष्टं पदं वयं तत्र द्रष्टुं शक्नुमः तस्य अर्थमपि नावगम्यते तादृशं बहू प्रौढं भवति पदं भवतु वाक्यं भवतु यदि एकस्मिन् अङ्के अस्य पदमेव उपयोगं कुर्वन्ति यथा हरिः इति तस्य नवविधाः अर्थाः वर्तन्ते एवं तस्यां कथायां यद् अधुना या कापि कथा अस्ति नाम तत्र हरिः इति देवम् उपयोगं कृतं वा अथवा हरि इति कपिः कपिः न एवं मण्डूकः इत्यपि अस्य इतोऽप्येकः अर्थः तस्य उपयोगः कृतः वा इति तस्य कथा पठनेन एव अस्माभिः ज्ञायते तादृशी संस्कृतभाषा वर्तते